शास्त्रग्रन्थाः साहित्यं वेदाः इति अपि साम्प्रदायिकशिक्षणे पाठ्यन्ते सम्यक् स्वभावगुणानि पाठ्यन्ते अस्माकं विद्यालये विश्वविद्यालये अपि साम्प्रदायिकशिक्षणरीत्या पाठनं सङ्खाटितव्यम् इति अपेक्षा गुरुकुलसम्प्रदाये गुरुशिष्यसंवादः अपि सम्यक् रीत्या भवति शास्त्रग्रन्थाः उत पाठित्वा पटि पाठनसमये पाठनसमये बहु शास्त्राणि तद् मातुं शक्यते साहित्यं पाठनसमयः पटनसमये बहु सम्यक् रीत्या सम्भाषणम् कर्तनं सम्भाषणं कर्तुम् बहु सम्यक् शक्यते वेदः वेदाः पठनं पठनार्थं वेदान्तं वेदान्तः पठनं पाठयितुं शक्यते वेदाः चत्वारः चत्वारः सन्ति ऋग्वेदः सामवेदः अथर्ववेदः या यजुर्वेदः वेदान्ते अस्माकं देवाः बहु प्राधान्यमस्ति अस्मिन् अस्मिन् काले छात्राणां कृते बहु विज्ञानमस्ति छात्राः शात्रग्रन्थाः अस्माभिस्तु वेदाः वे अपि भिन्नस्रोतांसि पाठ्यन्ते गुरुकुकसम्प्रदाये गुरु सम्यक् रीत्या इत्यादिविषये इत्यादिविषयाणां पाठ्यते सम्यक् ब छात्राः सम्यक् छात्राः वे वेदसाम्प्रदयं पाठयति पठति सम्प्रदायः साम्प्रदिका साम्प्रदायिकशिक्षणं शिक्षणे पा पठित्वा शक्यते